आम् चिन्तनप्रचोदकं पुस्तकम् अहं बहूनि पठितवान् तद् मध्ये बहु प्रियम् कुवेम्पू महोदयस्य कन्नडे अस्ति तत् पुस्तकम् विचार क्रान्तिगे आह्वान इति एकम् अन्यदेकं आत्मश्री गे निरंकुश मतिगळागि अन्यदेकं एस् एल् भैरप्पा महोदयस्य जीवन चरित्रा भित्ति इति एते मया पठितानि चिन्तनप्रचोदकपुस्तकानि न अहं किमपि पुस्तकवाचना समूहे न अस्मि अहं एक एव स्वतन्त्ररीत्या पठामि